नमस्कारः ऊबर् चालकः एव खलु मया काब् बुक् कृतं इदं भवतः अ अ आ अहं ये लोकेशन्मध्ये एव अस्मि पिकप् लोकेशन्न् कः लोकेशन् दीयताम् तत्रैव अहं स्थितम् अस्मि किन्तु अब् भ् भवान् तु अल् लोकेशन्मध्ये अस्तीति माम् सन्देशः सन्देशं प्रेषितवान् किन्तु भवान् ना द द दर्शयति अहं तु ये एतत् विजेता सूपर् मार्केट्टा स्थाने अत्र अत्रैव अस्मि विजेतासूपर् मार्केट्टद्वारे एव तिष्ठामि द्वारे एव तिष्ठामि भवान् कुत्र अस्ति इति कृपया वदतु